भारतीय शास्त्रीयनृत्तानां विषये मम परिचयः किञ्चित् क्लेशकरं भवति किन्तु अहं मम प्रयत्नं करोमि भारतीयशास्त्रीयनृत्तानां विषये प्रथमं नाट्यशास्त्रम् अधिकृत्य अहं वदामि भरतमुनिना रचितं नाट्यग्रन्थं भवति नाट्यशास्त्रम् भरतमुनि महोदयः संस्कृतसाहित्यस्य नाटकेषु अन्यमपि कार्येषु तस्य प्राविण्यं प्राविण्यं स्थापितं नृत्तं नृत्तं नृत्यमपि सन्ति प्रथमं नृत्य विषय विषये प्रथमं विविधाः मुद्राः सन्ति तत्र एकैकं मुद्रां मुद्रा एकैकं विषयं सूचयति तद्विषयम् अदृत् अधिकृत्य मम ज्ञानं किञ्चित् परिमितम् अतः अहं तददिकृत्य न शक्नोति अनन्तरं मम ज्ञाने तत्र मोहिनी आट्टम् कुचिप्पुडि नाडोडिनृत्तम् इत्यादि